कः हरिः ओं भगिनि नमस्ते अहं मम एकं गृहम् आवश्यकं तदर्थं काल् कृतवती मम नाम सीमा अस्ति अहं बेङ्गलूरुनगरे वसामि अहं वैद्या अस्मि इदानीम् आम् वैद्या अस्मि मम चिकित्सालयः अस्ति पूदमण्डले तत्र पूरमण्डले अस्ति तत्र पार्श्वे अहं गृहम् इच्छामि नच गृहं फ़्लाट्मध्ये ह फ़्लाट् आवश्यकम् फ़्लाट् अवस्था इण्डिपेण्ड् ह को को को हा कोरमङ्गले अष्टमं ब्लाक् अस्ति किल तत्र आवश्यकम् तत्र आवश्यकम् हा अहम् पूर्वं निर्मितमस्ति किल तदर्थं तदेव आवश्यकम् अष्टं भवति किल स्नाक्स् इत्युक्ते आम् पूर्वं हा निर्मितम् हा इन्डिविज्वल् मास्तु इन्डिवजुवल् मास्तु आ फ्लाट एव मम न प्रकोष्ठाः चत्वारः आवश्यकाः हा चत्वारः प्रकोष्ठाः आवश्यका मम एका परिचारिकायाः कृते अपि एकः प्रकोष्ठः आवश्यकम् आम् आ फ़ोर् प्लस् वन् एव फोर् अधिकम् एकम् आमां बड्जेट् तु एटि लेक्स् अस्ति वा न शक्नोति वा न शक्यते वा

हा तत्रापि चलति आ

आम् अहं दृष्टवती

आम् आम् आम् तदपि चलति परन्तु तत्र जलप्रबन्धः कथं भवति जलव्यवस्था कावेरि आगच्छति वा अस्तु हा समीचीनम् आ हा हा समीचीनम् तत्र हा एतत् ह तर्हि चलति महोदया तत् चलति परन्तु तत् नूतनम् आरब्धम् इदानीम् आरब्धं वापि चलति तत् आम् आम् आम् परिपूर्णम् अभवत् वा हा आम् आगच्छामि श्वः शक्यते वा श्वः हा वयम् मध्याह्ने त्रिवादने आम् आम्

आम् आगच्छामि इतोपि एकः विषयः अस्ति आम् आम् इतोपि एकः विषयः अस्ति भगिनि तत्र इण्टीरियर्स् अभवत् वा एतत् किं विषयः इण्टीरियर्स्

ओहो अस्तु वयमेव करोति अस्तु रिक्तं गृहं तत्र एलेक्ट्रिसिटि सर्वं पवर् कथं भवति भगिनि त तत् जनरेटर् अपि भवति वा जनरेटर् जनरेटर् भवति वा यदा विद्युत् शक्तिः गच्छति तदा बेकप् आवश्यकं किल

धन्यवादः